बैक् यानेन अहं कुत्रापि न गतवती परन्तु मम सखी गतवती सा हिमाचलहरियाणप्रदेशेषु सञ्चारं कृतवती तस्याः अनुभवः किञ्चित् सुखमासीत् किञ्चित् कष्टमासीत् यत्र यत्र वातावरणं सम्यक् भवति तत्र वायुः सम्यक् भवति आहारं प्राप्तुं कष्टं भवति मिलति चेदपि स्वादः भिन्नं भवति अस्माकम् अभ्यासः यथा अस्ति तादृश आहारं प्राप्तुं कष्टमेव शीतलप्रदेशे उष्णजलं प्राप्तुं कष्टं भवति वासव्यवस्ता क्लिष्टा भवति कदाचित् वन्यप्राणिनः भयमपि भवन्ति किन्तु कष्टं भवति चेत् अपि विशिष्टः अनुभ वः भवति नूतनानां जनानां सम्पर्कः भवति नूतनस्य आचारस्य संस्कृतेः च परिचयः भवति अतः एतादृशः प्रवासः सर्वदा स्मरणीयं भवति